सर्वं बोधा किमर्थं इति केळ् मया आङ्ग्लभाषायां द ऐ कण्ट्रोल् तथा द ऐ कण्ट्रस्ट् इति सस्पेन्स् रूपकं हा तद्विषयकं पुस्तकं पठितं तत्र तावत् आङ्गलपदानि कविना बहु क्लिष्टरूपेण रचितानि उक्तानि अन् तथा तत्र उल्लिखितानि इति कृत्वा तेषाम् अवगमने बहु क्लेशः अभवत् तथा च वाक्यप्रयोगः बहु परोक्षेण कृतः आसीत् इत्यतः तत्र अव् अवगमने क्लेशाय अभूत् आक्स्वर्ड् इत्यात्मके शब्दकोशे अपि मया त तत्पदम् अर्थः अन्विष्टः तत्पदस्य अर्थः ज्ञाते सति वाक्यार्थे तावत् तस्य पदस्य शक्तिः एव अन्यत्र भवति लक्षणा तत्र बहु आधरणीया भवति इति कृत्वा तत् पुस्तकं बहु मम कृते अर्थावगमनाय क्लेशाय जातं तत्रतः आङ्ग्लपुस्तकम् इत्यतः अभ्यासोऽपि नासीत् एवं कविकल्पनापि बहु गौरवं वर्तते इति कृत्वा तत्र बहु विस्तारेण एकैकमपि विषयं निरूपितवान् अस्ति अन्ततो गत्वा किं किं पर्यवस्यते इत्यादिरूपेण तत्र सः श्लेषम् एकं विनिगमकं निगमकं च तत्र दत्तवान् अस्ति इत्यतः अन्ते अन्ते तावत् क्लेशः न अनुभूतं मध्ये यदा अन्तर्गततया विषयं सः निरूपितम् आरब्धवान् तत्र क्लेशानां विषयानां घटनानाञ्च अवगमने क्लेशाय अनुभूतः इति कृत्वा शब्द लक्षणाविचारः कुत्र कः कथं स्वीकर्तव्यम् इत्यादिरूपेण तत्र क्लेशः अनुभूतः